मम नाम कौशिकः अहं गतमासे अमेज़ान् तः अश्विनीकुमार् अगर्वाल्महोदयस्य धातुपाठस्य एकं पुस्तकं क्रीतवान् तत्तु बहुसम्यक् अस्ति तद् ई बुक् दृष्ट्वा पठन पाठने बहुलाभः भविष्यति